मानसोल्लासार्थम् अहं मम प्रदेशे व्यवस्थाः वर्तन्ते अत्र चलचित्रमन्दिरं क्रीडाङ्गणम् उद्यानम् इत्यादि व्यवस्थाः अपि वर्तन्ते अत्र चलचित्रमन्दिरेषु तु शुल्कः तु भवति अन्य केचन प्रदेशेषु क्रीडाङ्गणे उद्याने भवति न केचन प्रदेशेषु नास्ति